मनोरञ्जनाय वयं विरामकाले चित्रदर्शनम् उद्यानवने अटनं मित्रस्य मेलनं ग्रामान्तरं अनन्तरं मन्दिरदर्शनं एतादृश कार्यक्रमाः वयं कुर्मः अस्माकं जीवने मनोरञ्जनार्थं दूरवाण्यां चित्रमपि यदा कदापि उत्तम चित्रं किमस्ति वयं संशोधनं कृत्वा पश्यामः